अस्माभिः गृहोद्यानम् इति रचनायाः प्रसङ्गः एव नास्ति एतत् फ्लाट् भवति तत्र पाट् पोट्स् आन्ड् पेट्स् आर् नोट् पर्मिटेड् अतः एषः स् प्रश्नः एव नैव उदेति